संस्कृतविषये जनाः मन्यन्ते यत् ब्राह्मणाः एव संस्कृतं पठितुं शक्नुवन्ति संस्कृतभाषा अध्ययनेन भविष्ये किमपि साधयितुं न शक्नोषि केवलं संस्कृतपठनेन एव संस्कारं कर्तुं शक्यते तथा च अधिकांशजनानां मतं यत् केवलम् ईश्वरविषये ज्ञानं संस्कृते अस्ति इति तथैव सस्कृतं पठित्वा उद्योग अवसरः नास्ति इति कृत्वा जनाः छात्रान् संस्कृताध्ययनाय न प्रेषयन्ति तथैव संस्कृतं पठित्वा केवलं पौरोहित्यम् अथवा ज्योतिषं कार्यम् एव कुर्वन्ति इति जनानाम् अपकल्पनाः सन्ति